हरिः ओम् अहम् एकं बेङ्क् अकौण्ट् उद्घाटनीयम् आसीत् तत्र किं किम् आवश्यकम् अस्ति कृपया किञ्चित् वदति वा मम मम पुत्रः कृते आवश्यकं कथं करणीयम् इति भवती सूचयति चेत् किं किम् आवश्यकं किं किम् आनेतव्यं भावचित्राणि आवश्यकं वा आधार् कार्ड् आवश्यकं वा पेन् कार्ड् आवश्यकं किं किम् आवश्यकम् इति भवती वदति चेत् अहं सर्वं सज्जीकृत्य आगन्तुं शक्यते वयम् इदानीम् अकौण्ट् ओपन् कुर्मः चेत् अस्माकं कृते तद् लोन् सर्वं मिलति वा मिलति चेत् कति मिलति किञ्चित् सूचयति वा

एवं वा ह न न अन्यत्र तादृशी नास्ति भगिनि वयम् अकौण्ट् ओपन् कुर्मः चेत् अस्माकं कृते आवश्यकं चेत् ते यच्छन्ति पर्सनल् लोन् इति यच्छन्ति मम पुत्रः विवाहम् अस्ति अतः मम कृते किञ्चित् आवश्यकम् आसीत् हा आम् तस्य सा तु उद्योगं करोति उत्तमा अस्ति कम्पनी सम्यगपि वेतनमपि मिलति तत्रापि अस्ति अन्यत् अन्यस्मिन् वित्तकोशे अस्ति अतः अस्माकम् अत्र आवश्यकमासीत् एस् बी ऐ मध्ये आवश्यकम् आसीत् ह हा तद् प्रवेट् किल तद् मास्तु इति अतः वयम् अत्र आगतवन्तः परिवर्तनमपि कर्तुं शक्यते अग्रे परिवर्तनम्

अस्तु अस्तु धन्यवादः हा